महोदय नमो नमः मम मित्राणि आग्रानगरतः जयपुरं प्रति आगन्तुमिच्छन्ति तत्र मोहनः शर्मा राकेशः चौरसिया प्रदीपगुप्ता च अस्ति तत्र राकेशचौरसिया इत्यस्य सङ्ख्यामहं वदामि नव त्रीणि त्रीणि सप्त पञ्च षट् नव त्रीणि एकं शून्यं पुनश्च जयपुरात् आग्रानगरतः जयपुरं प्रति आगन्तुं कियान् व्ययः अस्ति कियत् शुल्कम् अस्ति इति कृपया वदतु